पशुपालनेन सह पार्श्वः व्याः व्यापाराः अपि कर्तुं शक्यतेव व्यापारं तु अर्थात् प्रातःकाले पशुं पालयित्वा किञ्चित् समयान्तरम् गोष्ठे स्थापयित्वा बन्धनादिकं कृत्वा भोजनादिकम् गोः दत्वा ग्रन्थालयं गत्वा नाम ग्रन्थालयं तावत् पार्श्वव्यापारः भवति ग्रन्थालयं गत्वा घण्टात्रयं वा गन् गण्ट घण्टाचतुष्टयं वा अत्र निरीक्षकरूपेण आगतानाम् अनागतानां च एकं पुस्तकमध्ये नोट्स् इत्यादिकं कृत्वा स्थापनीयानि एकम् उद्योगं तत्तु पार्श्वव्यापाराः इति कथ्यते एवम् सायङ्काले आगत्य पुनः पशुपालनं करणीयं एतदपि पार्श्वव्यापारे अन्तर्भवति एवं मांसम् अण्डं दुग्धम् ऊणानि च विहाय पशोः मूत्रादि साधनानि अस्ति तत् अत्यन्तं प्रयोजनाय भवति समाजे कथम् इत्युक्ते एकस्मिन् गृहे शुद्धिकरणाय पशोः मूत्रम् अत्यावश्यकं भवति कृषिक्षेत्रे वा अथवा गृहे वा पञ्चगव्यम् इति पशोः उत्पादनानि अत्यन्तं महत्प्रयोजनाय भवन्ति एव अतः तद्विक्रेतुमपि शक्यते